मम प्रथमयन्त्रं भवति मया स्वीकृतं यन्त्रं प्रथमं सर्वप्रथमं भवति दूरवाणीयन्त्रं नूतनशैल्या एण्ड्राय्ड् इति नाम्ना विद्यमाना दूरवाणी या वर्तते सा दूरवाणी मया सर्वप्रथमं क्रीतमस्ति बहु सन्तुष्टः अहं तस्याः प्रायः लघुबालादारभ्य सर्वेऽपि सन्तुष्टाः भवन्ति तादृशेन स्पर्शयुक्तदूवाणीदर्शनेन तद्वत् अहमपि सन्तुष्टः दूरवाण्याः दर्शनेन झटिति अहं सन्तुष्टः तेन किं जातम् इत्युक्ते अहं तत्र तस्मिन् विषये दूरवाणीविषये बहु किमपि न जानामि स्म तत्र अल्पज्ञानमेव आसीत् यतो हि तत् पूर्वं मम पार्श्वे तादृशदूरवाणी नासीत् तस्मात् कारणात् यदा मया नूतनं स्वीकृतं तदा तत् मह्यं तदुपरि बहु ज्ञानं नासीत् अल्पज्ञानमेव आसीत् परन्तु तस्य तद् इदानीं बहु सम्यक् कार्यं करोति बहु सम्यक् इत्युक्ते अत्युत्तमम् अति समीचीनं कार्यं करोति यन्त्रं तत् तत्र चित्रस्वीकरणं भवतु अथवा ध्वनिमुद्रणं भवतु अथवा तत्र चित्रनिर्माणं वा भवतु अथवा पुनः पुस्तकरूपेण लेखनं वा भवतु सः अन्यस्य कृते सन्देशप्रेषणाय अथवा सन्देशस्वीकरणाय सर्वत्र मम कृते तत्र तद् यन्त्रं यन्त्रं बहु उपकरोति तद्यन्त्रं नास्ति चेत् अस्मिन् कः जीवनमेव बहु दुष्करमस्ति इति अहमिदानीं चिन्तयामि तत् अतः बहु मौल्ययुक्तं यन्त्रं मया स्वीकृतमिति अहम् अवश्यं तत्र सन्तोषम् अनुभवामि तथा यः तस्य निर्माता अस्ति तस्य कृते तन्त्रांशादिकं संयोज्य यः दूरवाणीं निर्माणं कृतवान् तस्य कृतेऽपि अवश्यं तत्र धन्यवादः वक्तव्यः पुनः श्लाघनीयं तं मन्यते जनं क्वचित् तत्र दुर्व्यवहारः दुर् दुर्व्यवहारः अपि भवेत् परन्तु अस्माभिः तद्दृष्ट्वा करणीयं यद् अस्माकम् उन्नत्यर्थं भवति अस्माकम् अभिवृध्यर्थं भवति तदेव वयं कुर्मश्चेत् तदानीम् अस्माकमेव अभिवृद्धिः स्यात् तद्विना एषः वदति अन्यः करोति अन्यः पश्यति इति कृत्वा अस्माभिरपि तादृशमेव यदि दुष्टं व्यवहारं तत्र आचर्यते तर्हि अस्माकमपि नाशाय भवति तस्मात् कारणात् वयम् एतद् यन्त्रम् उत्तमकार्यार्थमेव उपयोगं कुर्मः अहं तु तदर्थमेव अत्र उपयोगं कुर्वन्नस्मि तत्र भिन्नकार्याणि मया कदापि नाचरितानि अथवा न कृतानि न दृष्टानि न बोधितानि च तस्मात् कारणात् अहं एतत् यन्त्रं दूरवाणीयन्त्रं स्वीकृत्य सन्तुष्टः अस्मि